हा सत्यम् अहं मध्यमवयस्कः अस्मि यत्र ज्येष्ठाः भवन्ति तेषाम् आम्स् सम्मुखे तेषाम् अभिप्रायमपि स्वीकृत्य तेषां मार्गदर्शनं स्वीकृत्य अहं यावत् जानामि तद् तेभ्यः बोधयामि तेषाम् अनुभवम् अपि स् स्वीकरोमि तद् द्वारा तत्र समन्वयं प्राप्नोमि युवानः सन्ति चेत् चिन्ता एव नास्ति अहं अध्यापकः अस्मि स्वतः एव अतः युवा युवभ्यः भिन्नभिन्नरूपेण अपेक्षितविषयान् बोधयामि तेषां रुच्यनुगुणं तत्र ज्येष्ठानां रुचिः भिन्ना भवति य् यूनां रुचिः भिन्ना भवति एतद् द्वयमपि वस्तुतः स् भिन्नमेव अस्ति ज्येष्ठैस्सह व्यवहारः अत्यन्तभिन्नः यो युवभिः सह व्यवहारः भिन्नः अस्ति अतः उभयमपि कथंचित् निर्वोढुम् अहं शक्नोमि युवानः साम्प्रतिकविषयान् अधिकतया वाञ्छन्ति साम्प्रतिकम् इत्युक्ते करेण्ट् इश्यूस् इति वयं वक्तुं शक्नुमः यद्यद् नूतनं नूतनम् आगच्छति तद् वाञ्छन्ति पुनः उद्योगस्य अवसराः कुत्र कुत्र सन्ति तद् वाञ्छन्ति पुस्तकानां माद् न पुस्तकानि कुत्र कुत्र लभ्यन्ते विशिष्टविशिष्टपुस्तकानि यानि च ज्ञानस्रोतांसि वर्तन्ते तादृशपुस्तकानि वाञ्छन्ति अतः यूनां रुचिं विज्ञाय तेभ्यः उद्योगावसरः कुत्र अस्ति शिक्षणावसरः कुत्र अस्ति तथैव पुस्तकानाम् उपलब्धिः कुत्र भवति कानि वा पुस्तकानि पठनीयानि अनिवार्येण एतत् सर्वम् उक्त्वा तेषां मनसः हरणं कृत्वा मनसः विजयं कृत्वा अहं समन्वयं सम्पादयितुं शक्नोमि इति वदामि